इदानींतनजीवनशैल्यां शारीरिकपरिश्रमः अधिकः नास्ति मानसिकः उद्वेगः अपि अधिकः भवति अनुत्तमजीवनशैल्याः कारणात् मधुमेहः रक्तचापः कर्करोगः आदि व्याधयः बाध्यन्ते यदि जनाः प्रतिदिनं क्रीडार्थं किञ्चित् समयं दास्यन्ति तर्हि शारीरिकश्रमः मानसोल्लासः क्रीडार्थिनां मध्ये आत्मीयता वर्धते स्वास्थ्यम् अपि सुव्यवस्थितं भवति